वेदेषु देवतास्वरूपविचारः अत्र देवतास्वरूपविषये मुख्यतया विभागत्रयं वर्तते पृथ्वीलोकदेवता अन्तरिक्ष द्युलोकदेवता तत्र पृथिव्याः अग्निः आपः अन्तरिक्षस्य वायुः इन्द्रः द्युलोकस्य सूर्यः ऋग्वेदस्य ऐतरीयशाखायाम् अग्निर्देवता इन्द्रः देवता वरुण अश्विनौ इन्द्राश्विनौ आदित्यः वायुः एवं रूपेण बह्व्यः देवताः द्रष्टुं शक्यन्ते तथैव निरुक्तेऽपि देवतास्वरूपविषये विभागचतुष्टयम् अपि दृश्यते प्रथमम् पौरुषविध्यं ये देवताः न दृश्यन्ते द्वितीयम् अपौरुषेयम् अग्निः वायुः आदित्यः इत्यादयः तृतीयं नित्य उभयविध्यं ये जडचेतनदेवताः चेतनाचेतनदेवताः यदा यत् भवन्ति चतुर्थं कर्मार्थमोभयविध्यं एवं रूपेण देवतास्वरूपविचारः ऋग्वेदे ऐतरेयशाखायाम् दृश्यते